लेखनार्थम् प्रतिदिनं नियताभ्यासं करणीयं नियताभ्यासार्थं प्रतिदिनं तु व्याकरणादि ग्रन्थाः यथा व्याकरणशास्त्रम् काव्यादि ग्रन्थाः महाकाव्यानि नाटकानि चम्पूकाव्यानि सर्वं तु पठनीयं ग्रन्थानां पठनेन ग्रन्थस्य शैलीं ज्ञातुं शक्यन्ते तत् शैली लेखनशैलीमध्ये तु अभ्यासं तु करणीयं तत्र एतत् नियमस्य पालनं कः करोति चेत् तर्हि प्रतिदिनम् नियताभ्यासस्य माध्यमेन लेखनस्य शैली अपि वर्धनं भवति